सत्यं मया अनुभूतं वर्तते अन्यनगरं प्रति गन्तुं कदाचित् वयं कार्यानेन गच्छामः कार्यानेन गमनसमये ट्रेफिक् अधिकं भवति इति कृत्वा तत्र समये प्राप्तुं न शक्नुमः पुनश्च यद्यपि अस्माभिः गृहात् बहु शीघ्रमेव प्रस्थितं भवति तथापि ट्रेफिक् अधिकं वर्तते इति कृत्वा एव तत्र समये प्राप्तुं न शक्नुमः पुनश्च यदि क्वचित् नगरेषु एक्सिडेन्ट् इत्यादिकं भवति तर्हि तत्र शीघ्रं क्लियर् न भवति इति कृत्वा तदपि क्लेषाय एव अन्यराज्यं प्रति यदि गच्छामः तर्हि तत्र तु क्लेषः एव कदाचित् मध्ये नेट्वर्क् न स्यात् नेट्वर्क् यदा न भवति तदा एव यदि तदा एव कदाचित् वाहने कश्चन क्लेषाः भवति तस्मात् तत् तत्रापि क्लेषः अनुभूतः पुनश्च कदाचित् अन्यराज्यं प्रति गत्वा यदि तत्र भाषा न अवगम्यते तर्हि तत्रापि अस्माभिः क्लेषः अनुभूतः एव एवम् अनेके क्लेषाः वर्तन्ते